नमस्ते महोदयः हा हरि ओं महोदय नमस्ते मम मम नाम उद्बवः हा महोदय अहं हैडराबाद् नगरे आगच्छन्नस्ति महोदय एतावत् पर्यन्तमहं बि ए संस्कृतं कृतवान् आचार्य इन् अद्वैटवेदान्ट साेधारण बि ए महोदय शास्त्रग्रन्थः अद्वैतवेदान्त पञ्चदशी अधुना आचार्य इन् अद्वैतवेदान्त हा अस्तु अस्तु ब्रह्मसूत्रभाष्यं भगवद्गीता शङ्कारभाष्यं बामतिप्रस्तानं सिद्धान्तलेशसङ्ग्रहः पञ्चपादिकाविवरणं संस्कृतसम्भाषणार्थं समर्थः अस्मि महोदय किञ्चित् किञ्चित् जानामि संस्कृतभारती आ जानामि महोडय किञ्चित् आसीत् इदानीं तु नास्ति किं महोदय

वृक्षात्

किमर्थमित्युक्ते वृक्ष वृक्षात् एव फलं पतति अधः नास्ति महोदय अस्तु महोदय किं महोदय हा अस्तु महोदय हा अस्ति अस्ति आं महोदय

अस्तु महोदय धन्यवादः